तव प्रदेशस्य राजनैतिकदलानि कानि तेषां स्थापने अस्य प्रदेशस्य इतिहासः किं पात्रं निर्वहति अस्माकं प्रदेशे बहूनि दलानि सन्ति उदाहरणार्थं भाजपदल् काङ्ग्रेस् दल् राष्ट्रवादी दल् राष्ट्रवादी कोङ्ग्रेस् दल् सिवसेनादल् इत्यादि भाजपस्य भाजप् दलस्य स्थापना मध्ये अस्माकं प्रदेशे राजनैतिकदलं भाजपा आसीत् तस्य प्रमुखः एक्नातशिन्दे आसीत् एक्नातशिन्दे महोदयः लोकस्य कृते अनेकानि कार्याणि करोति जनानां कृते आरक्षणं ददाति